चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य प्रथमः दिनाङ्कः प्रथमः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य फ़ेब्रवरी मासस्य पञ्चमः दि पञ्चमः दिनाङ्कः चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य मार्च् मासस्य पञ्चदशः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य विंशतिः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य आगस्ट् मासस्य दशमः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य द्वाविंशतिः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य त्रयोदशः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य सेप्टेम्बर् मासस्य चतुर्दशः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य मे मासस्य तृतीयः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य जून् मासस्य सप्तमः दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य जुलै मासस्य द्वादशः दिनाङ्कः एवं रूपेण दिनाङ्कानां वर्णनम्